शेर् मार्केट् विषये वक्तव्यं चेत् इदानीं प्रपञ्चे अधिकाः युवजनाः शेर् मार्केट्ये मद् शेर् मार्केट् मध्ये प्राप्तवयस्काः सन्ति तत्र आधिक्येन यूरोप् यू एस् इत्यादिकण्ट्रीषु अधिकाः जनाः शेर् मार्केट् मध्ये इन्वेस्ट् कुर्वन्ति तथा वदामश्चेत् हण्ड्रेड् पर्सेण्ट् मध्ये फ़ोर् पर्सेण्ट् सवेण्टि पर्सेण्ट् जनाः अन्येषु देशेषु विदेशेषु शेर् मार्केट् मध्ये इन्वेस्ट् कुर्वन्ति भारते तावत् इदानीं ये या पलितांशः प्राप्तः तदनुसारेण शतेषु विंशति परि प्रतिशतं युवानः जनाः श् शेर् मार्केट् मध्ये इन्वेस्ट् कुर्वन्ति तत्र इन्वेष्ट् करणे तेषां केषाञ्चित् अशीतिजनानां तत्र इन्वेस्ट् करणे मनः नागच्छति यतो हि धनम् इदानीं प्राप्यते नो शेर् मार्केट् मध्ये प्राप् स्थापयामि चेत् गच्छति इत्यादिकं तेषां भयं वर्तते तद् अनुसृत्य अनन्तरम् अस्माकं कृते किमर्थं रिस्क् स्वीकर्तव्यम् अपि च किमर्थम् इन्वेस्ट् करणीयं तद् उपयोगं कुर्मश्चेत् अस्माकं कृते हिताय भवति इत्यादि केचन न्यूनस्तरे चिन्तां कुर्वन्ति इति कृत्वा तेषां शेर् मार्केट् मध्ये इन्वेस्ट् कर्तुं मनः न भवति एवञ्च आधिक्येन भारते युवानः तद्विषये ज्ञानं प्राप्य कथं कर्तव्यमित्यादिकं अधीत्य तत्र शेर् मार्केट् मध्ये इन्वेस्ट् कुर्वन्ति युवजनाः अपि च अहमपि शेर् इन्वेस्टर् अस्मि तत्र किं कित् किञ्चित् यद् लघु कम्पनी वर्तते बृहद् कम्पनी तत्र इन्वेस्ट् कृतवान् अस्मि